आमामां श्रूयते नमस्ते कः वदति आम् आम् ओहो भवान् वैष्ण्याः वैष्णव्याः पिता अस्ति वा आम् आं सा तु सम्यक् एव गायति इदानीमेव सरळीवरसाः समाप्ताः अनन्तरं जण्टवरसाः आरभ्यन्ते इदानीमेव खलु सरळीवरसाः समाप्ताः अतः अग्रिमवर्षे प्रेषयितुं न शक्यते किन्तु तदग्रिमवर्षे प्रेषयितुं शक्यते सा तदा सिद्धा भविष्यति आमां सा सर्वं श्रुतिशुद्धं गायति यदहं पाठयामि तत्सर्वम् अनायासेन गायति आम् अस्तु अस्तु पाठयिष्यामि